हरिः ओम् भवान् किं तत्र हरिशङ्कर्तः वदन् अस्ति किं रमेशः वा एकं कार्यं करोतु अहं तु व्यस्मरं मम सकाशे चषकोऽपि नास्ति अरे चमसोऽपि नास्ति अहम् अहं तु नाम पात्रं किमपि मम पार्श्वे नास्ति एव एकं कार्यं करोतु भवान् चषकम् अपि आनयतु चमसम् अपि आनयतु शक्यते चेत् एकम् एकं स्थालिकम् अपि आनयतु अस्तु मार्गे आ आगच्छति चेत् एकं कार्यम् इतोऽपि करोतु दधि अपि आनयतु स सह यत्किमपि मिष्ठान्नमस्ति तद् तदपि तत्र तत्र स्थापयतु शक्यते वा न शक्यते चेत् एवं भवान् स्वकीय भवतां यः स्वामी वर्तते तेन साकं मम वार्तां कारयतु अहं तं वक्ष्यामि शक्यते शक्यते ददातु अहं तं वक्ष्यामि अस्तु अयि महोदयः मम मम तु सर्वं त्यक्तम् अस्ति ग्र गृहे कथं किं हस्ते खादिष्यामः अहं करपात्रे महोदय नास्मि भवान् जानात्येव खलु अतः मम कृते मम पुत्रोऽपि अस्ति सः अतः तस्य कृते तु नितान्तमावश्यकं खलु मम भार्या अस्ति अहन्तु कथं कथञ्चित् खादिष्यामि सा तु मम माम् एव सा खादिष्यसि अतः एकं तम् बदतु किमपि एकं पात्रं चमसं स्थालीञ्च सः सः आनीयात् भव् भविष्यति वा अस्तु धन्यवादः